भारतस्य प्राचीनशिक्षा वैदिककालात् आरभ्य अधुना यावत् चलन्तः सन्ति अधुना शिक्षाव्यवस्था द्विधा क्रमेण विभक्ता एकं पारम्परिकशिक्षाव्यवस्था एवं च एका आधुनिकी शिक्षाव्यवस्था तत्र पारम्परिकशिक्षाव्यवस्था गुरुकुलकेन्द्रितं भवति गुरुकुले शिक्षायाः मुख्यम् उद्देश्यं भवति वेदानां शास्त्राणां उपनिषद् पुराण इत्यादीनाम् अध्ययनम् अध्यापनं भवति तत्र वेदः इति विषये वदामः चेत् वेदोखिलो धर्ममूलम् अतः धर्मस्य मूलं भवति वेदः अतः वेदे सर्वं विद्यते इति उच्यते आभणकम् अतः वेद अध्ययनं सर्वेषां भारतीयानां कर्तव्यं कर्तव्यं भवति वेदः तु अपौरुषेयः अस्ति तत्र श्रुतिपरम्पराक्रमेण अध्ययनं भवति एवं वेदपाठः तत्र उच्यते द्विधाक्रमेण कर्तुं शक्यते यथा संहितापाठः एवं च घनः एवं च विकृतयः संहितापाठः एवं च विकृतयः विकृतयः अष्टौ सन्ति ते यथा जटा माला शिखा रिखा ध्वजः दण्डः रथः घनः एते सन्ति अत्र समानरीत्या वेदः वेदस्य मन्त्राणाम् उच्चारणं क्रमभिन्नतया अत् उच्चारणं भवति यतो हि

वेदस्य शुद्धोच्चारणं भवति एवं च छात्राणं स्मरणे स्थापयति उच्यते खलु वेदस्यापरं नाम श्रुतिः इति तत्र श्रुतिः नाम श्रुत्वा एव अध्ययनं भवति मौखिकपरम्परा भवति तत्र मौखिकपरम्परा मध्ये अध्ययनं करणीयं भवति स्म प्राचीनकाले अधुना अपि तस्य प्रभावः दृश्यते यतो हि वेद अध्ययनेन स्मृतिशक्तेः अपि वर्धनं भवति अतः वेदस्यस्तरः यथा यदि जनः एकस्य वेदस्य अध्ययनं करोति तर्हि एकवेदी वेदद्वयस्य अध्ययनम् अथवा रटनं कृत्वा स्मर स्मरति चेत् द्विवेदी एवं त्रिवेदी चतुर्वेदी क्रमेण भवति सः च क्रमः प्रसिद्धः अस्ति तत्र स्तरः वेदः अत्र स्तरः सु तत्र विशिष्य बाल्यावस्थायामेव वेदस्य अद्धयनं प्रारम्भः भवति तत्र अष्टवर्षे वेदस्य पारायणं प्रारम्भः भवति बाल्यावस्थायां भवति इति कारणेन बाल्येषु स्मरणशक्तेः क्षमता अधिकं भवति अतः ते स्म् सम्यक् रीत्या उदात्तानुदात्तस्वरितादिभेदेन स्मृत्वा अग्रे वेदं रक्षयितुं शक्यते इति